तरणं तावत् मया अधुना अभ्यस्यमानं वर्तते अतः इदानीं प्राथमिकस्तरे अहं तरणं कुर्वन्नस्मि तत्र विशिष्टविन्यासाः सद्यस्तु मया न ज्ञातास्सन्ति उत्तरत्र विभिन्नेषु विन्यासेषु मम रुचिरस्ति एव तदहं भाविनीकाले द्रक्ष्यामि